अहम् इदानीं केरळे वसामि इत्यतः केरळस्य आचार्यान् अहं प्रथमं वदामि मम ममैव आचार्यः कृष्णकुमारमहाशयः सः महान् पण्डितः तस्य नारायणीयस्य व्याख्या आगता अनन्तरं महाभाष्यप्रदीपिका इति एकः महाभाष्यमधिकृत्य एकः एकः ग्रन्थः आगतः एतस्य बहुषु वाख्यार्थाः वाक्यार्थविचाराः सभासु भागं स्वीकृत्य सः स्वकीयं पाण्डित्यं प्रकटयति अनन्तरं वल्सला इत्येका महाभागा वर्तते सा महाभाष्यस्य नवाह्निकपर्यन्तं मलयाळभाषायां तस्य व्याख्यां कृत्वा प्रकाशनं कृतवती अनन्तरं शतं शतव्याख्यानयुक्तः अर्थः अर्थवदधातुरप्रत्ययः प्रादिपदिकमिति सूत्रस्य शतं शतव्याख्यानं कृतम् एकः एकस्मिन् ग्रन्थे सः ग्रन्थः अपि तया प्रकाशितः अनन्तरम् आञ्जनेयशर्मा महाभागः वर्तते सः तैः पाणिनीयः उदाहरणकोशः नाम ग्रन्थः प्रकाशितः महानयं पण्डितः अनन्तरं नरसिंहमूर्तिमहाभागाः वर्तन्ते तेषां भूषणसारः सारम् आधारीकृत्य ग्रन्थः प्रकाशितः वदामि तदमुं न मिनिस्ट्रि आफ़् ह्यूमन् रिसोर्सस् डेवलप्मेण्ट् द्वारा प्रकाशिते एकस्मिन् चानल् मध्ये तस्य कक्ष्याः दृश्यन्ते व्याकरणशास्त्रस्य बहुषु बहुषु विषयेषु तस्य कक्ष्याः तत्र उपलभ्यन्ते पुनः अत्रैव मीनाम्बाळ् इत्येका महाभागा अस्ति सा अपि कौमुदीशोभा नाम स्वकीयं ग्रन्थं प्रकाशितवती अनन्तरं सिद्धान्तकौमुद्याः सन्धिपर्यन्तं तस्य तत्र व्याख्या कृता वर्तते अनन्तरं भूषणसारमाधारीकृत्य अपि तस्याः संस्कृते एव एका व्याख्या प्रकाशिता वर्तते पुनः महान्तः बहवः पण्डिताः अत्र सन्ति एव पुनः पुनः नवीनाः अपि केचन सन्ति किन्तु दृष्टपूर्वा किन्तु नाम सर्वेषां न स्मरामि इत्यतः अत्र न मया उद्ध्रियते पुनः किं वक्तव्यं सत्यनारायणशास्त्रिमहाभागः अस्ति चतुर्ष्वपि सा शास्त्रेषु महानयं पण्डितः अनन्तरं गङ्गाधरमहाशयः वर्तते व्याकरणशास्त्रस्य इतिहासः नाम एकः ग्रन्थः तैः प्रकाशितः अस्माकमेव विद्यालये अध्यापकः पूर्वतनः अध्यापकः आसीद् अनन्तरं श्रीशङ्कराचार्यसंस्कृतं सर्वकलाशालायाम् अध्यापकाः आसन् ते एवम् अनन्तरं किमस्ति इ एन् नारायणमहाशयः वर्तते तैः अपि बाहुगहृदयं नाम एकः काव्यग्रन्थः प्रकाशितः अनन्तरं विष्णुनम्बूदिरीमहाभागाः वर्तन्ते तैः भूषणसारमाधारीकृत्य एकः ग्रन्थः तैः विरचितः अनन्तरं किं सारस्वतम् इति एकं काव्यमपि तैः प्रकाशितं महानयं पण्डितः अनन्तरं पुष्पादीक्षित् इत्येका महाभागा अस्ति नव्यसिद्धान्तकौमुदी नाम ग्रन्थः तया प्रकाशितः तया बहवः छात्राः इदानीमपि पाठ्यन्ते तत्र आवासव्यवस्थया एव अष्टाध्यायीम् आधारीकृत्य पाठनं प्रचलति सिद्धान्तकौमुद्याः नूतनया रीत्या अध्ययनं अध्यापनं च कुर्वन्तः बहवः छात्राः तस्याः गृहे उषित्वा तत्र ते अस्मा ते शास्त्रं पठन्ति महाभागा तेषाम् आचार्या आचार्यवर्या अस्ति अनन्तरम् एवं बहवः तत्र व्याकरणं क्षेत्रे वर्तन्ते ममैव परिचिताः अञ्जनेयशर्माप्रभृतयः महाभागाः सर्वेऽपि संस्कृतं क्षेत्रेषु सभासु वाक्यार्थसभासु पण्डितसभासु च भागं गृहीत्वा स्वकीयं पाण्डित्यं प्रकटयन्तः सन्ति किन्तु इदानीम् इदानींतनछात्राः तादृशानाम् अध्यापकानां सर्वेऽपि सर्वेऽपि ये शास्त्रं पठन्ति ते तादृशान् अध्यापकान् न प्राप्नुवन्ति इत्यवस्था अस्ति अतः एतेषां महा महताम् आचार्याणां कक्ष्याः वा तादृशं किमपि कुत्रापि प्रकाशयित्वा कुत्रापि उपलभ्य उपलभ्य उपलभ्यन्ते एतद् कक्ष्याः उपलभ्यन्ते चेत् तदपि नूतनछात्राणां कृते भवन् ददाति तादृशः तादृशव्यवस्था कुत्रापि भवति चेत् तद्वरं भवति इति अभिप्रायोऽपि वर्तते